जगतः अभिवृद्धिः बहु जाता वर्तते पूर्वं यथा आसीत् इदानीं तथा जगद् नास्ति अयं सन्तोषः विषयः तथैव दुःखः दुःखः विषयश्च कुतः इति चेत् अस्माभिः पूर्वं यद् न उपयुज्यते स्म इदानीम् अस्माभिः उपयोक्तुं शक्यते मोबैल् मध्ये एव फ़ोर् जि त्री जि टु जि इत्येवमासीत् बहु मन्दं कार्यं करोति स्म इदानीं फ़ै जि पर्यन्तम् अस्माभिः गतमस्ति बहु शीघ्रं कार्यमस्माभिः कर्तुं शक्यते गृहे गृहादिषु ये अस्माकं कृते यद् अपेक्षितं तद् दूरवाणीद्वारा एव अस्माभिः प्राप्तुं शक्यते जगतः अभिवृद्धिः अस्माभिः स्वीकर्तव्या एव कुतः इत्युक्ते जगति एव वसामः वयम् अभिवृद्धिः भवेदेव विज्ञानं यज्ञन्तनुते इति वेदेषु वदन्ति विज्ञानम् एकं स्थगितं यानं न तद् चरणयानावत् अभिवृद्धिरपि नाम विज्ञानं यथा यथा वर्धते एवं जगति अभिवृद्धिः तथा तथा वर्धते वर्धते वर्धयद्भवति एवम् अभिवृद्धिः समग्रे समग्रजति जगति अभिव्याप्ता वर्तते इत्यतः अबिवृद्दिः द्रष्टुम् अथवा ज्ञातुं सन्तोषः विषयः एव किन्तु दुःखं किम् इति चेत् तद् तद्वारा अस्माकम् अस्मासु बहु क्लेशः जायमानः फ़ै जि वर्धितमस्ति इत्युक्तं तत् तेन कारणेन पक्षीणां हानिः जायमाना दूरवाणीद्वारा अस्माभिः सम्बन्धः न रक्ष्यमाणः वर्तते पूर्वं दूरवाणी नासीत् इत्यतः पोस्ट् क्रियते किं पोस्ट् क्रियमाणमासीद् इत्यतः सम्बन्धः रक्ष्यते स्म इदानीं दूरवाणी क्रियते यत्किमपि वक्तव्यं तर्हि साक्षात् प्रत्यक्षं न उच्यते दूरवाणीद्वारा एव कथञ्चित् सम्भाष्य अस्माभिः विषयः समाप्यते इत्यतः अभिवृद्धिः इति यः विषयः सः समीचीनविषयः स्वीकर्तव्या इत्येव किन्तु अस्माभिः दुःखमपि अनुभूयते तथापि जगतः नियमः परिवर्तनमित्यतः अभिवृद्धिः विज्ञानं यथा यथा वर्धते एवं जगति अभिवृद्धिः वर्धते एव विज्ञानं वर्धते वर्धते वर्ध विज्ञानं वर्धनीयमित्येव अस्माकमाशयः तस्मात् अभिवृद्धिरपि वर्धनीया एव किन्तु समाजस्य वा परिसरस्य वा नाशः यथा न स्यात् तथा अभिवृद्धिः अस्माकं भवेद् इति अस्माकमाशयः